अस्माकं भारतीयपरम्परा तु उत्तमा अस्ति अत्र नवजातस्य शिशोः प्रथमवर्षे एतानि संस्काराणि क्रियन्ते यत् यदि नवजातशिशुः बालकः भवति चेत् द्वादशे दिने तस्य नामकरणसंस्कारः क्रियते यदि बालिका चेत् तस्या त्रयोदशे दिने नामकरणसंस्कारः क्रियते नामकरणस्य अनन्तरं क्रियते यत् कर्णवेधनम् एवमेव अन्नप्राशनम् इत्यादिकं एवमेव चूडाकर्मः संस्काराणि क्रियन्ते तत्र कर्णवेधनम् अपि बालकः एवं बालिका द्वयोः अपि भवति एवमेव अन्नप्राशनम् अपि मासत्रये अथवा षण्मासे क्रियन्ते पुनः चूडाकर्म अपि नवजातशिशोः एकस्य वर्षस्य अनन्तरे क्रियते